वर्तमानसमये गुरुकुलेषु पारम्परिकशिक्षणं चलति एव तथा च पारम्परिकशिक्षणे शिक्षणे वेदानां वेदाङ्गानां तथा च ये साहित्यं दार्शनिकग्रन्थाः सन्ति तेषामपि अध्ययनं सम्यक् रूपेण् भवेत् किमर्थं यदि छात्राः सम्यक् रूपेण शास्त्रं जानन्ति चेत् ते सम्यक् रूपेण अग्रे गत्वा अध्यापकरूपेण अध्यापनं कर्तुं समर्थाः भवन्ति अतः तथा च शास्त्रेण सह सङ्गणकस्य ज्ञानमपि तथा च आङ्ग्लभाषायाः ज्ञानमपेक्षते अतः किञ्चित् शास्त्रेण सह आधुनिकभाषा तथा हिस्ट्री पोलिटिकल् सैन्स् इत्यादिग्रन्थानामपि अध्ययनं भवेत् तथा सङ्गणकमध्ये एक्सेल् पावर् पोयिण्ट् पि पि टि इत्यस्य अपि टङ्कणस्य अपि ज्ञानम् आवश्यकं वर्तते तथा ये प्रमुखरूपेण शास्त्रं पठन्ति तस्यापि अध्ययनं सम्यक् रूपेण सुदृढरूपेण तथा भवेत् एवं शास्त्रेषु अपि प्रधानतः बाल्यकालेषु वेदानाम् अध्ययनम् अध्यापनम् अध्ययनं तथा च श्लोकानां कण्ठस्थीकरणं प्रमुखरूपेण भवेत्